शास्त्राध्ययनं ये कर्तुम् इच्छन्ति ते तैः अधिकृततया सम्पूर्णतया सज्जीकरणं कर्तव्यं भवति यथा गुरुकुलं प्रापणीयं भवति यत्र सम्यक् शास्त्राध्ययनं प्रचलति शास्त्राध्ययने नैकेषु शास्त्रेषु समर्थः गुरुः एव छात्राणाङ्कृते शास्त्राध्ययनं कारयितुं समर्थः भवति नो चेत् सः एव गुरुः एव असमर्थः चेत् शिष्याणां शास्त्राध्ययनम् असमीचीनं स्यात् अतः यस्मिन् पाठशालायां समर्थाः अध्यापकाः स्युः अस्य चयनं प्रमुखं भवति तदेव प्रथमतया छात्रैः द्रष्टव्यं भवति अनन्तरं शास्त्राध्ययनसमये प्रथमतया व्याकरणशास्त्रं सर्वशास्त्रोपकारकम् इति प्रसिद्धमस्ति ततः तर्कादिशास्त्राणि अनेक इतरशास्त्राध्ययने सहायकं भवति अतः बेज़िक् नालेज् इति कथयामः किल तद् इतरशास्त्राणाम् अध्यनार्थम् अवश्यं भवति एवञ्च अत्र कञ्चन सूत्रं अनु अनुस्रियते यत् अत्र ग्रन्थे एकः पाठः अथवा एकः विषयः अन्यस्मिन् ग्रन्थे एकः विषयः एवम् अध्ययनं क्रियते चेत् शास्त्राध्ययनं सुष्ठु न भवितुम् अर्हति एकः ग्रन्थः स्वीकृतः चेत् समस्तस्य ग्रन्थस्य अध्ययनङ्कृत्वा अग्रिमग्रन्थं प्रति यानं गमनं शास्त्राध्ययने हितं करोति अतः शास्त्राध्ययनं ये कर्तुम् इच्छन्ति एकं ग्रन्थं सम्पूर्णाध्ययनं समाप्य एकस्य ग्रन्थस्य सम्पूर्णाध्ययनं समाप्य एव अन्यस्मिन् ग्रन्थे दृष्टिः दातव्या एतद् मम शास्त्राध्ययनविषये मम विचारः एवं शास्त्राध्ययनकाले ब्रह्मचर्यं एवं भारतीयवसनानां धारणं वस्त्राणां धारणम् एवं गुरुः गुरोः अधीनः भूत्वा गुरुवाक्यानां पालनं कुर्वन् सः नित्यानुष्ठानादिकं प्रतिदिनं कुर्वन् शास्त्राध्ययनं शास्त्राध्ययनं करोति चेत् उत्तमं भवति